वैचारिकप्रबन्धान् अथवा वैचारिकसिद्धान्तान् प्रतिपादयितुं तावत् मम मतिः तथा बुध वा योग्यम् इति न मनुते अहम् अतः कदाचित् अहं काल्पनिककथां लेखितुम् अथवा काल्पनिकरचनां कर्तुमेव अधिकम् इष्ट अधिकतमम् इष्टतरम् इति चिन्तयामि यतोहि वैचारिकसिद्धान्तान् तावत् प्रतिपादयन्ति इति कथनेन तर्हि तेषां बुद्धिविचारशक्तिसामर्थ्यमपि तथा शक्तियुतं स्यात् तर्हि तादृशशक्तिसामर्थ्यं वान् इति अहम् आत्मानं न चिन्त्ययामि इत्यतः काल्पनिककथाम् अथवा काल्पनिकरचनां कर्तुं सुनायासेन अथवा सुलभमार्गेन कर्तुं शक्नोमि इत्यतः तामेव प्रथाम् अनुसरामि तत्र च बहवः आधुनिक आधुनिकरचनाकाराः भवन्ति हिन्दीभाषायां तावत् राहत् फ़ते अलिखान् महोदयाः गुल्जार् महोदयाः एवमेव कुमार् विश्वास् महोदयाः एवमेव बहवः आधुनिककवितालेखकाः रचनाकाराः भवन्ति तेषां योगदानम् अथवा तेषां लेखनप्रबन्धान् अहं प्रायशः पठन् भवामि इति